सजीवव्यक्तिचित्रं कदापि न कृतवती पौराणिकः ऐडिया स्वीकृत्य एव स्वीकृत्य एव कृतवती ततः अहम् अनुभवं न वद् वक्तुं शक्नोमि कष्टमपि न वक्तुं शक्नोमि परन्तु पौराणिकचित्रं दृष्ट्वा कृतवती तद् विषयम् अहं वक्तुं शक् शक्नोमि सम्यक् आसीत् द फ़ीलिङ्ग् द अस्माकं हृदयः हृदयः सन्तोषम् अनुभवति तदेव अहं वदामि